मम कृते मम जीवनस्य अतीव मौल्ययुतं मम परिवारः एव अस्ति परिवारस्य जनाः सन्ति ते सर्वदा मम समर्थनं कृतवन्तः सर्वासु परिस्थितिषु मम समर्थनं कृतवन्तः मम उत्साहवर्धनं कृतवन्तः सर्वदा मम साहाय्यं कृतवन्तः यत्किमपि मम कित् कृते उत्तमम् अस्ति तदेव सर्वदा कृतवन्तः यत्नेन स्नेहेन मम माम् परिपालितवन्तः मम लालनं पालनं कृतवन्तः अतः मम परिवारः एव मम कृते बहु मौल्ययुतम् अस्ति इत्येव